हरिः ओम् मम नाम कुमारः अहम् एकं युतकं पीटर् इङ्ग्लेण्ड् इत्यस्मात् कम्पनितः स्वीकृतवान् अस्मि तद्युतकं बहुसुन्दरं वर्तते द्वितीयं यद् युतकं मया स्वीकृतं तत्तु धर्तुं बहुसम्यक् आसीत् एवं तस्य धारणेन दर्शनम् अपि सम्यक् आसीत् अपि च कम्पनि द्वारा यद् निर्मितं तत्र वस्तुविशेषे विशिष्य टोटल्लि नाम सम्पूर्णतया तद् युतकं कोटन् इत्यस्य एव तत्र आसीत् अनन्तरं क्वालिटि यद् वर्तते तस्य युतकस्य यद् क्वालिटि वर्तते तद् बहुसम्यक् आसीत् मया क्रीत्वा वर्षद्वयं जातं तदापि अधुना तस्य वस्त्रस्य धारणं क्रियते चेत् तत् इतोऽपि सम्यगेव वर्तते यत्र कुत्रापि चित्रादिकम् अथवा बटन् इत्यादिकं तत्र भग्नन् इत्यादिकं किमपि न जातं बहुसम्यक् सुन्दरं तद् युतकम् आसीत् कम्पनिद्वारा यत्कृतं पीटर् इङ्ग्लेण्ड् तद् बहुसम्यक् आसीत् धन्यवादाः